अस्माकं नगरे मानसः मनसोल्लासार्थं बहवः प्रदेशाः सन्ति तेषु प्रदेशेषु गमनागमनस्यापि महती व्यवस्था वर्तते अद्यत्वे तु नवनिर्वाचितसर्वकारेण महिलानां कृते लोकयानमपि उचितेन दत्तं वर्तते अत्र अस्माकं नगरे चलच्चित्रमन्दिरेण मन्दिराणि तु बहूनि सन्ति मन्दिराणि देवमन्दिराणि अपि सन्ति अत्र अस्माकं नगरे संस्मरणस्यापि बहूनि स्थलानि सन्ति स्मारकाणि अपि बहूनि सन्ति अत्र अस्माकं नगरे नदी वर्तते तस्याः नद्याः तटे सुरम्यम् उद्यानमपि सर्वकारेण निर्मितमस्ति अत्र अस्माकं नगरे बहुविधानि स्मारकाणि बहु विधानि मन्दिराणि विभिन्नानि विभिन्नाः शिक्षः विभिन्नाः शिक्षणालयाः इत्यादीनि बहूनि सन्ति